तव वृत्तेः विषये अथवा जीविकायाः विषये भविष्यविषये भविष्यति किम् इच्छसि तव वृ मम वृत्तिविषये मम वृत्तिविषयम् अस्ति शिक्षिका इति तदपि एकं भरतनाट्यशिक्षिका भवेयम् अथवा एवमेव साहित्यशिक्षिका साहित्य पा साहित्यशिक्षिका भवेयुः तदेव मम उद्देशमपि वर्तते पञ्चवर्षाणि अध्ययनं कृत्वा अथवा षट् वर्षाणि अध्ययनं कृत्वा अनन्तरं मया उद्योगं प्राप्तव्यं तदपि शिक्षिका एव प्राप्तव्या अनन्तरं मत् पितरौ सन्तोषम् अनुभवेयुः तथा किमपि मया साधनीयम् अनन्तरं सः अध्यायम् अध्यापनं कृत्वा पि एच् डि अपि मया करणीयम्